भवतः एका एकं वस्तु क्रीतवती अहं पूर्वम् तत् बहु सम्यकासीत् तस्य उपयोगं यदा कृतवती मम अनुभवं बहु उचितम् आसीत् बहु सम्यकासीत् तत् कारणात् पुनः एकवारं तदेव वस्तु मया क्रीतम् परन्तु एतत् द्वितीयवारं व यत् मया क्रीतं तत् किञ्चिदपि सम्यक् नास्ति तत्र किमपि कार्यं न करोति सम्यक्रीत्या उपयोगमपि कर्तुं न शक्नोमि अतः कृपया तत् किं करणीयमिति वदतु मया प्रति दातव्यम् भवान् आगत्य स्वीकरोति वा नो चेत् अहमेव तत्र आगत्य दास्यामि वा किं करणीयमिति कृपया सूचयतु तादृशमहं करिष्यामि अस्तु वा धन्यवादः